सर्वैः सह भोजनं कृत्वा अहम् अवश्यम् आनन्दं प्राप्नोमि एव यदा अवकाशः लभ्यते तदा अहं बन्धुजनान् मित्राणि भोजनार्थम् आह्वयमि बान्धवाः नाम रक्तसम्बन्धिनः अपि च मम संस्कृतबान्धवाः अपि मया सर्वदा स्मर्यते संस्कृतभारत्याः अक्षरभवने सर्वेषां सकाशं भोजनस्य अनुभवः आनन्दक्षणानि तानि एतावत् पर्यन्तम् अहं किमपि बृहत् कार्यक्रमं न आयोजितवान् अवकाशः लभ्यते चेत् अन्यैः मित्रैः साकं वा कार्यकतृभिः साकं वा आयोजयिष्ये